अन्तरराष्ट्रीयस्तरे सन्ति इमे चित्रकाराः राजारविवर्मा आर् के लक्ष्मण् पाश्चात्यः वाङ्गो मैकेल् एञ्जलो रफाल् लियानार्दो डा विंची इत्यादयः एतैः बहूनि कष्टानि अनि अनुभूयः सामग्रिणां विषये अत्यमूल्यचित्राणि कृतानि स्म क्लिष्टकरं दीयमानपरिकराः एते ब्रश् सैज् वर्णस्य प्रकृतिः स्निग्धत्वं मार्दवत्वं पेन्सिल् टैप्स् हेच् बि टु बि फोर् बि सिक्स् बि ऐट् बि पेपर् टैप् थिक्नेस् वा कलर् वा सामान्यतः तैलचित्रं कर्तुं कष्टमिति चित्रकाराः उच्यन्ते कलर्स् वील् इति एकः प्रकल्पः तस्य अभ्यासः नितरां कुर्वन्ति चेत् उपयोगः भवति